प्रतिदिनं सायं समये गृहे अवश्यं स्न्याक्स् भवेदेव बहिष्टात् आनीय खादनेन स्वास्थ्यं रक्षितं न भवति अतः गृहे एव वयं कुर्मः तेलङ्गाणाराज्ये एकं सर्वपिण्डि इति नाम्ना एकं खाद्यमस्ति अहमधिकतया तदेव स्न्याक्स् करोमि तत्र तण्डुलस्यचूर्णम् अनन्तरं तिलः धा धानिकम् गिरिनिम्बपत्रम् अनन्तरं लवणं मरीचिकाचूर्णम् अथवा हरितमरीचिकाः उपयुज्यन्ते लशुनं लशुनम् पुनः पलाण्डुः तद् ग्रैण्ड् कृत्वा तत्र योजयामः जलेन चूर्णं सम्यक् कृत्वा अनन्तरं तद् पदार्थम् एकस्मिन् पात्रे तैलं संस्थाप्य तत्तैलं सम्पूर्णं पात्रस्य परितः लेपनं कृत्वा पदार्थं पात्रे सर्वत्र योजयामः अनन्तरं चुल्लेः उपरि संस्थाप्य किञ्चित् प्रमाणेन अग्निं तत्र सञ्चाल्य तद् भर्जनं करणीयम् तद् बहु स्वादिष्टं भवति आरोग्यवर्धनम् अपि तत्र भवति